विदेशं गन्तुम् अवकाशः यदि लभ्यते मम अहं नेपालं गन्तुम् इच्छामि यतः तत्र पशुपतिनाथमन्दिरम् अस्ति तत्र पशुपतिनाथमन्दिरे अर्चकत्वेन मम मित्रम् अस्ति द्वितीयं कारणम् इदम् अस्ति पशुपतिनाथमन्दिरं गन्तुं पास्पोर्ट् इत्यादि वस्तूनाम् आवश्यकता न विद्यते इति अन्यत् कारणाम् अन्यदेकं कारणम् इत्युक्ते हिमालयप्रदेशे भवति हिमालये गमनं मम हिमालयप्रदेशे गन्तव्यम् इति इच्छा अस्ति अतः तत्रापि गतं भवति अतः तत् अन्यदेकं कारणम् अस्ति भूतले विद्यमानम् एकमेव विद्यमानः एकः एव हिन्दुदेशः इति कारणतः अपि नेपालं गन्तुम् अहम् इच्छामि अन्यथा पशुपतिनाथदेवालयस्य दर्शनम् एव प्राथम्येन प्रथमं कारणम् इति भावयामि